अस्मिन् समये दैनन्दिनजीवने सामान्यजनाः अपि स्वरक्षणार्थं उपायाः जानन्ति चेत् वरम् इति मम मतिः किमर्थमित्युक्ते अस्मिन् समये भयोत्पादकजनाः सर्वत्र सन्ति विनाकारणेन कोलाहलं कर्तुम् अन्यजन अन्यजनैः सह देह दण्डनं कर्तुं किमपि प्रयत्नं कुर्वन्ति अतः तादृशं स सन्निवेशं यदा वयं प्राप्नुमः तदा आवयोः रक्षणम् अस्माकं रक्षणं कर्तुं कौशलं प्राप्नुमः अथवा तस्मिन् विषये न्यूनातिन्यूनं चिन्तनं कृत्वा शरीरस्य सिद्धतां कुर्मः चेत् वरम् इति मम मतिः उदाहरणार्थं शरीरस्या सौष्टवं सम्यक् भवति चेत् वरं प्रथमः अंशः किञ्चित् शीघ्रमेव धावनं वा अथवा हस्तं हस्ते यत् किमपि भवतु दण्डः भवति वा अथवा कुञ्चिका भवति वा यत्किमपि भवतु तदुपयुज्य यु नो यः आक्रमणं करोति तस्याः निरोधं कर्तुं कथम् अहं करोमि इति किञ्चित् पूर्वमेव चिन्तनं करोति चेत् वरं लाभाय भवति इति मम चिन्तनम्